हरि ओम् का पृच्छति आम् आम् आम् अहं दत्तवती किल सहस्रं रूप्यकाणि अहं दीपावली दीपावली उत्सवार्थम् अहं ददामि खलु श्वः आगच्छतु श्वः अहम् अहम् अहम् अहं प्रयत्नं करोमि अहं प्रयत्नं करोमि किमर्थम् चेत् मम गृहे अपि अधिकाः जनाः सन्ति किल अतः अस्माकम् उत्सवे क्रेताः अपि बहवः सन्ति अहं शाटिका भवतीमपि शाटिका क्रेतुं क्रेतव्यम् चेत् कथं करणीयं किल आम् आम् आम् आम् अहं चिन्तयामि अहं चिन्तयामि अहं मम पतिं पृच्छामि एतत् विषये मम पतिं पृच्छामि पत्युः कृते अहं वार्तां करोमि तस्य तस्य तस्य वचनम् अनुसृत्य अहं भवतीं किमपि दातुम् करोमि प्रयत्नं करोमि चिन्ता मास्तु भवती न अगच्छति चेत् मम गृहे सर्वं स्थगितं भवति अतः भवती तादृशं मा करोतु

आम् आम् आम् अहं करोमि भवती अपि इतोपि सम्यक् स्वच्छतां करणीयम् अत्र गृहे केचन स्थले किञ्चित् दूषनम् अस्ति तो तत् सर्वम् इतोपि स्वच्छता करणीयम् धन्यवादः